यदा अहं प्राथमिकविद्यालये आसं तदा तृतीयश्रेणी इति आरभ्य शास्त्रछात्राणां कृते प्रतिपादनं कार्यं दीयते स्म एकः छात्रः कक्ष्यायाः पुरतः सारांशं कर्तुं स्थानीयवार्तालेखनम् आनेतुं चितः अन्यः छात्रः अपि तदेव कर्तुं चितः परन्तु राष्ट्रीयवार्ताभिः सह तथा च तृतीयः छात्रः अन्ताराष्ट्रीयवार्तानां कृते अपि तथैव कर्तुं चितः एतत् प्रत्येकं विध्यालयदिने क्रियते स्म यथा छात्राः स्वलेखानां सारांशं कृत्वा समापितवन्तः तथा लेखाः बुळ्ळेटिन् बोर्ड् मध्ये पीनः कृतः येन शेषाः छात्राः तान् लेखान् पठितुं शक्नुवन्ति स्म लाभः न केवलं पठन अवगमनकौशलस्य अभ्यासः आसीत् अपि तु छात्राः जगति किं प्रचलति इति अपि च जन्मभाषणस्य विषये अपि ज्ञातवन्तः